मनसि इच्छा अस्ति अहं पर्यावरणस्य चित्रं निर्मितुं कर्तुम् इच्छति पर्यावरणे बहूनि वस्तूनि अस्ति शित् प्राणी अस्ति पक्षी अस्ति वातावरणं वृक्षः अस्ति नदी सरोवरः अस्ति तस्य चित्रम् अस्माकं बहु रोचते अहम् तस्य चित्रं ह निर्माणं कर्तुम् इच्छति पर्यावरणस्य चित्रनिर्माणम् अस्माकं बहु रोचते वृक्षवेली पक्षी पर्वतः नदी मनसि प्रथमतः एकः विषयः अस्ति चित्रनिर्माणं कर्तुं त बहु विषयः मनः मनसि आगच्छति चेत् अहं चित्रनिर्माणं कुर्मः कतिवारं मनसि इच्छा विभिन्ना अस्ति अहं चित्रं विभिन्नं ह निर्मितं करोतु चित्रनिर्माणं निर्माणे कर्तुं शक्यते तदा अस्माकं बहु आनन्दः ल लभ्यते